परिवर्तनशीलं पर्यावरणं सम्पूर्णविश्वस्य एकः समस्यारूपे उत्पन्नम् भारतदेशः कृषिप्रधानदेशः अस्ति अतः अस्मिन् देशे अन्यक्षेत्रे सः कृषिक्षेत्रे अपि बहुप्रभावं जनयति केवलं प्रभावं न नकारात्मकप्रभावं जनयति यथा अतिवृष्टिः अवृष्टिः अकालवृष्टिः शुष्कभूमिनिर्माणम् क्रीमिपातः आक्रमणं सङ्क्रमणरोगः इत्यादयः मम क्षेत्रे कृषेः उपरि अपि प्रभावं भवति कृषकाः एतस्य विघ्नस्य हानेः निवारणार्थं कृते बहु प्रयत्नं कुर्वन्ति यथा कीटनाशकस्य उपयोगः अतिवृष्टिः कृते समुचित जलनिकासप्रणाली तथा जलसङ्ग्रहणं कृते सरोवरं इत्यादयः निर्माणं तथा कृषिविशेष कृते सम्पूर्णक्षेत्रे आच्छादनं प्रणाली इत्यादयः